नमो नमः कदापि मया सर्वदा मया केनचित् सह कार्यम् अवश्यम् कृतम् तेनापि सह कृतम् येन सह मम व्यवहारः सम्यक् नास्ति पुनः यदा अहम् तेन सह कार्यं कार्ये सङ्लग्नः भवामि तर्हि अहम् मनसि एवम् चिन्तयामि यद् एषः मम नाम मम कृते प्रतिकूलं व्य वहारम् आचरन् आचरिष्यत्येव तर्हि तन्निमित्तमहं सर्वदा मौनम् भवामि यत् सः वदति यदि एवम् कर्तव्यं तदेव करोमि यावद् वदति तावत् करोमि अहम् कदापि मम पक्षं न स्थाप न स्थापयामि तस्य पक्षमेव सर्वदा श्रुणोमि अन्यत् तस्य यद् दोषाः येन ये दोषाः कृताः तस्यापि उद्घाटनं न करोमि तेन यत् कृतं तत् सर्वं सम्यक् इति इति एव चिन्तयामि